मया मम तृतीया कक्षायां प्रथमवारं पाहद् पाकः कृतः तस्मिन् काले मम पितरौ गृहे न आस्ताम् अतः पाकस्य कारभारः मम उपरि आगतवान् अहं गृहस्य जेष्ठा पुत्री इत्यतः इदं कार्यं मया एव कर्तव्यम् इति आपतितम् मया अन्नं क्वथितं च तक्रं च कृतम् आसीत् सर्वेभ्य परिवेशितुं गृहे केचन कर्मकारः आसन् तेभ्यः अपि भोजनं कारितम् प्रथमवार वार मे प्रथमवारमेव मया यथेष्ठं परिवेशितम् परन्तु यदा तैः द्वितीयवारं भोजनं पृष्ठं तदा पात्रे पर्याप्तरूपे पर्याप्तरूपेण तक्रं न अवशिष्टमासीत् अतः मया सम्यकतया जलं मेलितं तथा परिवेशितम् परन्तु लवणं तथा उपस्तराः मेलनीयम् इति न जानामि स्म आदौ ते किमपि न उक्तवन्तः परन्तु भोजनं करनोत्तरं यदा मम माता आगता तदा तां प्रति उक्तवन्तः यद् तक्रं प्रथमवार वारे वारे तु बहु स्वादिष्ठं आसीत् परन्तु द्वितीयवारं तस्मिन् स्वादः एव न आसीत् तदा मम माता पाठितवती यत् यदि जलं मेद्यते चेत् उपस्तरः तथा लवणम् अपि मेलनीयम्